नमोन्नमः आमेज़ान् अस्ति वा भोः किं मया तु एकं फ्रो़क् आर्डर् कृतमासीत् तत् समीचीनरूपेण आगतं किन्तु ततःपरं मया एकं पोटबल् ब्लेन्डर् आर्ड्र् कृतं वर्तते असीत् तच्च अत्यन्तं निकृष्टं स् योनिः निकृष्टं योनिस्थं भवन्तः पोटबल् ब्लेन्डर् दत्तवन्तः अस्माकं कृते तस्य कृते किं पुनः पुनः तत् प्रत्यर्पणीयं वा भवन्तः नूतनं ब्लेण्डर् एव दास्यन्ति वा अथवा धनमेव पुनः अर्पयन्ति वा इति किञ्चित् वदन्तु यतो हि मम अत्यन्तं खिन्नमस्मि खिन्नमानसा अस्मि अहं यतो हि यतो हि तत् पोटबल् व्लेण्डर् किम् ईषदपि मह्यं न रोचते किञ्चिदपि कार्यं समीचीनरूपेण न करोति पुनः तत्र अव्यवस्था अपि नाम तत्र कुत्रचित् कुत्रचित् दोषः अपि अस्ति ड्यामेजस् अपि सन्ति अतः किञ्चित् समीकृत्य दास्यन्तु नो चेत् मम धनं प्रत्यर्पयन्तु धन्यवादाः